भारतप्रदेशे बहवः लोकप्रियाः योगगुरवः सन्ति आदिगुरुः तु परमात्मा एव भवति सदाशिवः शिवः एव आदिगुरोः गुरुः भवति योगशास्त्रस्य योगशास्त्रस्य महत्वं तु तु भवति सम्यगेव भवति इति वयं सर्वे जानीमः फ़िट् बोडि मैण्ड् इति यदि वयं व वदामि तदेव योगशास्त्रस्य प्रयोजनम् योगशास्त्रस्य न शुक् योगशास्त्रेण वयम् अष्टाङ्गयोगः इति अष्टाङ्गयोगः भवति इति वयं जानीमः यमः नियमः आसनः प्राणायामः प्रत्याहारः धारणा ध्यानः समाधिः इति अष्टाङ्गयोगः भवति अष्टाङ्गयोगेन चित्तशुद्धिः मनुष्यः चित्तशुद्धिः आप्नोति स्वस्य शरीरस्य स्वस्थता आप्नोति अतः ज्ञानयोग्यस्य ज्ञानयोगस्य ज्ञानयोगस्य अधिकारित्वं यः यत् अधिकारित्वम् अपेक्ष्यते ज्ञान योगमार्गे तदधिकारित्वम् अष्टाङ्गयोगेन मनुष्यः प्राप्नोति तदेव योगशास्त्रस्य प्रयोजनं तत् प्रयोजनमेव मामपि अहम् अहमपि तत् प्रयोजनेन प्रेरणाम् प्राप्नोमि अतः अहमपि अष्टाङ्गयोगस्य स् साधनां साधनां करोमि साधनां साधना करो साधनां करोमि